शिक्षायाः अभावात् नगरेषु जनानां तथा ग्रामीणानां मतं भिन्नं दृश्यते नगरेषु जनाः चिन्तयन्ति ग्रामीणजनाः विद्यालयेषु महाविद्यालयेषु शिक्षा आदिग्रहणं नैव कुर्वन्ति ग्रामाञ्चले यातायातव्यवस्थाभ्यः समस्या विद्युद् यानस्य समस्य विद्यालये प्रथमसामग्री डिजिटेल् सामग्री उच्चशिक्षाव्यवस्था इत्यादि न भवन्ति तथा ग्रामीणजनाः चिन्तयन्ति नगरस्य जनाः उच्चशिक्षा आधुनिकशिक्षापद्धति वैज्ञानिकतावृत्ति आदि भवन्ति तथा ग्रामाञ्चलिकाः सर्वदा नगरेषु जनानां धनात्मकं विचारं प्रकटयन्ति तथा नगरेषु जनाः ग्रामाञ्चलिकजनान् प्रति ऋणात्मकं विचारं प्रकटयन्ति कुर्वन्ति नगरेषु जनानां ग्रामाञ्चलिकजनान् प्रति ऋणात्मकचिन्तां त्यक्त्वा धनात्मिकां चिन्तां तथा सहायतां करणीयं कारणं मुख्यनगरेषु जनानाम् अपेक्षया ग्रामाञ्चलिकजनाः पञ्चषष्टिप्रतिशतं दृश्यन्ते एतादृश्यः समस्याः समाजः चिरकालात् गौणभावेन पश्यति एतादृशगौनभावं त्यक्त्वा मुख्यभावरूपेण यदि स्वीकुर्वन्ति तर्हि ग्रामीणाः अपि उन्नतिं प्रति प्रत्यारोहणं करिष्यन्ति